पशूनां चरणहरिताङ्गानि उभलभ्यन्ते इत्यत्र इदानीं देशे वृक्षाणां छेदनेन वृक्षाणां नाशाय तस्य कर्तनेन च पशूनां हरिताङ्गानि न लभ्यन्ते सर्वत्र बिल्डिङ्ग् पुनः सैट् इत्यादिकम् आरम्भं कर्तुं सैट् सर्वम् अधिकतया गृहस्य निर्माणेन परिसरे विद्यमानानां वृक्षाणां नाशः क्रियते अनेन वृक्षस्य न्यूनतायाः कारणेन वृष्टेः अभावः भवति तेन च जलस्य वृष्टिः न्यूना भवति यद्यपि वृक्षाः अधिकाः भवन्ति तदा एव वर्षा आगच्छति वृक्षः एव नास्ति चेत् कुतः वृष्टिः आगच्छति वृष्टिः आगच्छति चेत् केवलं कृषिः भवति कृषिः द्वारा तृणस्य लाभः प्राप्तिः भवति इदानीं तु कृषिः एव नास्ति कृषिः नास्ति धेनवः नास्ति तत्र कृषिः यत्र कुर्वन्ति तत्रापि गावः न भवन्ति पुनः सर्वत्र इदानीं प्लास्टिक् द्वारा तस्य उपयोगः आधिक्येन इति कारणात् तत् गावः खादन्ति प्लास्टिक् मध्ये किमपि क्वचित् वा किमपि फलस्य वेस्ट् सर्वं स्थापयित्वा मार्गे स्थापयन्ति हे गावः खादन्ति तेन च तद् उदरे तस्य पचनक्रिया न भवति तेन च गवाम् अनारोग्यं भवति तत् गवां मरणमेव भवितुमर्हति यत् अनेनापि तस्य दुष्प्रभावम् भवति पुनः जलस्य अभावः देशे इदानीं जलस्य न्यूनता अधिकतया भवति कूपः पुनः तडागं नदी सर्वं तस्मिन्नेव उपरि मृताः स्थापयित्वा तत्र बिल्डिङ्ग् कुर्वन्ति तेन च अपि फ़ेक्ट्रि द्वारा यद् मलिनम् आगच्छति तद् नद्यामेव स्थापयन्ति इत्यनेन इत्यनेन च जलस्य उपयोगः समीचीनं न भवति पुनः पेप्सी मेरिण्डा कोककोल इत्यादि विदेशीया कम्बनी द्वारा जलस्य स्वीकरणं कुर्वन्ति इत्यतः तस्यापि कारणात् भूमेः जलं न्यूनं भवति इति इति वृक्षाः भवन्ति तेन च आतपस्य न्यूनात् भवति वृष्टिः आगच्छति इदानीं सर्वत्र किं कुर्वन्ति इत्युक्ते कृषिकार्यार्थं सर्वान् वृक्षान् निवारयित्वा तत्र कृषिम् आरम्भं कर्वन्ति तेन च जलं न आगच्छति अतः कृषेः न्यूनतायाः गवाम् इदं मार्गनिर्माणद्वारा च सर्वत्र बिल्डिङ्ग् मार्गः गृहनिर्माणम् इत्यादिकारणात् हरिताङ्गानि न्यूनं प्राप्यते अनेन च पशूनां जलस्य पुनः हरिताङ्गानाम् अभावेन पशूनां चरणाय एतत् सर्वं न विलम्बते